इदानीं स्टेम् इत्युक्ते सैन्स् टेक्नोलजि इञ्जीनियरिङ्ग् मेथेमेटिक्स् इति इञ्जीनियरीङ्ग् विषये बहु भिन्नविषयाणि सन्ति इदानीम् एलक्ट्रोनिक्स् पश्यामः साफ़्ट्वेर् पश्यामः चेत् तत्र महिलाः एव अधिका अधिकछात्राः भवन्ति अनन्तरम् उद्योगक्षेत्रे अपि ते एव बहु भवन्ति अन्यद् भिन्नक्षेत्राः भवन्ति इदानीं मेकनिकल् भवन्ति एलक्ट्रिकल् भवन्ति तादृशं विषयानि मध्ये तद् किञ्चिद् दैहिक श्रमोऽपि इच्छति तत्र किञ्चित् संख्या न्यूनम् अस्ति तद वास्तविकविषयं सत्यम् अस्ति तद् सर्वत्र सर्वे भवेयुः इति अपेक्षा अपि सम्यक् वा इति एकवारं चिन्तनीयम् तद् एकविषयम् अन्यद् एतस्य पक्षपात इत्युक्ते किं इत् सामर्थ्यं दृष्ट्वा तद् स्वगुण सामर्थम् अनुसृत्य तदु उद्योगं लभ्यते अनन्तरम् उद्योगे ते प्रगतिं कुर्वन्ति तत् सर्वं भवति अतः पक्षपातम् इति तावद् अस्ति इति अहं न अङ्गीकरोमि